स्वसहायसमूहस्य विषये अहं यदि सामाजिकतया पश्यामि चेत् मम मतं साक् सकारात्मकम् अस्ति किमर्थमित्युक्ते स्वसहायसमूहं यदस्ति तेषां प्राधान्यकार्यं ग्रामीणम् एवं लघु लघु यद् नगरम् अस्ति तत्रैव तत्र ते कार्यं कुर्वन्ति तथा च तेषाम् अधिकतया कार्यं तु ग्रामीणेषु क्षेत्रे भवति यत्र साधारणतया प्रशासनम् अथवा प्रभुत्वं यदस्ति तैः न गन्तुं शक्नुमः तत्र ते कार्यं कुर्वन्ति एवं तथा च तत्र जनानां यद् यद् यद् समस्या आगच्छति अथवा यद् साधारणतया धनम् धनस्य अभावकारणात् यत् कार्यं न भवितुम् अर्हति तत् कार्यं तैः कृत्वा तत्र तेषां यत् समस्या अस्ति तद् निवारणं करोति तथा च समाजे यद्यद् तेषां स्थानम् अस्ति तैः तेषां दायित्वं तत् पूरयति एवं रूपेण एवं प्रकारेण यस् यदि महिलानां कृते अपि पश्यामः चेत् स्वसहाय्यं समूहस्य यद् अस्ति तस्य बहु शाखायां वर्तते यदा आपणिकं मध्ये अस्ति तथा च दुग्धपानं मध्ये अस्ति एवं रूपेण खाद्यपदार्थेषु तथा यद् वस्त्रनिर्माणम् एवं च स् यद् क्रीडासामग्री निर्माणमस्ति तेषां मध्ये अपि तेषां बहुषु भा तेषां हस्तः तेषां कार्यं वर्तते तथा च तैः बहुषु प्रान्त्येषु अपि तेषां विस्तारं जातं यदा गुजरातप्रान्तेषु भवेत् भवेत् अथवा हा दक्षिणकर्नाटका आन्ध्रा तेलङ्गाणा इत्यादिषु प्रान्तेषु वापि तेषां बहु सकारात्मकं कार्यं वर्तते तथा च यद् ग्रामीणजनाः अस्ति तेषां कृते बहु लाभकरम् एतद् भवति त एवं रूपेण यदि किं समाजे किमपि नूतनम् आविष्कारं जातं तस् तद् च समाजे कथं जनानाः जनाः पश्यति तथा च तेषाम् अभिप्रायं किमस्ति तत् ज्ञातव्यम् चेत् स्वसहायसमूहस् द्वारा तत् सुलभतया भवितुम् अर्हति इति एवं मम मतमस्ति